अहं तु भौतिकपुस्तकानि पठितुम् इच्छामि न तु ईपुस्तकानि किमर्थं नाम भौतिकपुस्तकानि नाम अस्माकं सविधे भवति कदाचित् पठितुं शक्नुमः ईपुस्तके पठामश्चेत् नयनवेदनम् आगच्छति वेदनम् आगच्छति तत्सम्यक् न भवति भौतिकपुस्तकं तु बहु सम्यक् भवति कुत्राचित् ने नेतुं शक्यते तत्तु ग्रन्थालयं मिलति ईपुस्तकानि अपि मिलन्ति सम्यक् मिलन्ति परन्तु तत्र कदाचित् अक्षरदोषः स्यात् परन्तु भौतिकपुस्तकानि भौतिकपुस्तकेषु तथा न भवति पुनः अहं श्राव्यपुस्तकानि कदाचित् न शृतवती तत्र किम् अस्ति इति अहमपि न जानामि स्यात् श्राव्यपुस्तकानि नाम श्रवणं स्यात् इति मया चिन्तितम् उत अहं पुनः किमपि न जाने तस्मिन् विषये श्राव्यपुस्तकानि विषये ज्ञातुम् इच्छामि कदाचित् पठामि अपि तत्तु अधुना अहं न जानामि श्राव्यपुस्तकानि नाम किम् इति